हा अहं चत्वारिंशत्वर्षपूर्वम् एकम् लोहकपाटिकाम् अहं क्रीतवान् इत्युक्ते गोद्रेज् इति कपाटिका सामान्यतः सर्वे जानन्ति तस्मिन् विषये तत् गोद्रेज् ये तादृश एव अस्ति पत्रु गोद्रेज् निर्मितं नास्ति अहं हुब्बल्लिनगरे सिद्धेश्वर एण्ड् कम्पनि इति एक कार्यागारः अस्ति ततः अहं क्रीतवान् तत् अधुनापि अत्युत्तमम् अस्ति तत् कपाटिका लोहकपाटिका अस्ति सिक्स्टीन् गेज् इति लो लोहः तत् लोह अस्ति अधुनापि तस्य अहं वर्णनम् अपि नूतनं न कृतवान् किमपि न तस्य कि कीलकम् तालः सर्वमपि अधुनापि सम्यकस्ति तत् तस्य क्रीडा क्रीणानन्तरम् अहं कर्नाटकमहाराष्ट्रगुजरात् देहलि गोवा इति पञ्च षड् प्रान्तेषु न्यूनातिन्यूनं द्वादश नगराणि अहम् तत्र सर्वत्र अहं गतवान् मम सप् परिवारं तदा तत् नीतवान् परन्तु तस्य कप् तस्य तस्य तस्य तस्य कपाटिकायाः अधुनापि उत्तम अवस्था अस्ति इति वदामि